यत् टि वि इति यन्त्रं यद्वर्तते तत् यदा प्राप्तम् एव तस्मिन् समये उत्तमम् इति आसीत् परञ्च यदा उद्घाट्य दृष्टं तदा तत् भग्नम् आसीत् अनन्तरं यद तत् कार्यम् यदा कृतम् विद्युत् सह तत् द्रष्टुमपि बहु विकारम् आसीत् अनन्तरम् तस्य चलन् चालनेन् अपि तत् सम्यक्तया द्रष्टुं न अभवत् तत् तत् अक्ष्णोः कृते अपि हानिकरम् अस्ति